द्विशहस्रवर्षस्य जन्वरि मासस्य प्रथमदिनाङ्कः पञ्चाधिकद्विसहस्रवर्षस्य जून् मासस्य त्रयोदशदिनाङ्कः दशाधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य तृतीयदिनाङ्कः विंशत्याधिकद्विसहस्रदिवसस्य जन्वरी मासस्य विंशतिदिनाङ्कः त्रयोविंशत्यधिकद्विसहस्रवर्षस्य जून मासस्य पञ्चविंशतिदिनाङ्कः